हरिः ओं नमो नमः भगिनि मम वार्ता अयोध्याधाम इति होटेल् मध्ये भव भव भवति वा कोळ् कृतवान् न माम् एषा सङ्ख्यां दत्तवान् सः गतसप्ताहे अयोध्याम् आयोध्यायामासीत् सः तत्रैव निवासं कृतवान् अतः सः उक्तवान् एतद् होटल् सम्यगस्ति अस्माकं कृते व्यवस्थापि उत्तमा अस्ति अतः अग्रिममासे महोदये मम चिन्तनमस्ति परिवारेण सह भगवान् रामस्य दर्शनं कर्तुम् अयोध्याम् आगन्तुमिच्छामि महोदये एप्रिल् मासे प्रायः प्रथमसप्ताहे मम चिन्तनमस्ति आरक्षणं महोदये अधुनापर्यन्तं न कृत्वा कृतवान् परन्तु अग्रिमसप्ताहे तद् आस्था स्पेषल् ट्रेन् इति भवति खलु हा तस्मिन् विषये मां केनापि उक् कः अपि उक्तवान् कोपि तर्हि अहम् अग्रिमसप्ताहे तस्मै तस्य यानस्य आरक्षणं करिष्यामि हा मम केचन प्रश्नाः सन्ति महोदये महोदये यदि मम यानं प्रातः यदि तत्र आगमिष्यति तर्हि होटेल् पक्षतः कोपि यानं यदि तत्र भविष्यति वा हा ओ तर्हि तर्हि एतदुत्तमं नाम यानव्यवस्था अस्ति

पत्नी मया सह मम पत्नी भ्राता भगिनी मम माता पिता नाम पञ्च षड् जनाः वयं भवामः हा षड् जनाः इतोपि प्रातः अल्पाहारस्य व्यवस्था अस्ति वा महोदये हा वस्तुतः वस्तुतः एका समस्या मम पिता कटुं न खादति हा तर्हि तस्मिन् विषये भवन्तः किञ्चित् चिन्तयन्ति वा किमपि का व्यवस्थां कल्पयति चेत् उत्तमं हा इतोपि महोदये मधुरे मधुरमपि वयं तत्र प्राप्नुमः वा भोजने एवं तर्हि हा रसगोलकं मम अहमिच्छामि यदि भोजने यदि भवती स्थापयितुं शक्नोति चेत् एकवारं पश्यतु हा जान अतः सत्यं इतोपि महोदये अहं दिनद्वयस्य कृते तत्र स्थातुमिच्छामि

हा हा एकस्मिन् भवितुं शक्नुमः चिन्ता नास्ति एकस्मिन् प्रकोष्ठे एकः प्रकोष्ठः एव पर्याप्तः अस्माकं कृते चिन्ता नास्ति क्षामि एषा सङ्ख्यां रक्षामि महोदये एकसप्तहात् पूर्वं हा एकसप्तहात् पूर्वमहं दूरवाणीं करिष्यामि अनन्तरं तत्र मिलामः महोदये साक्षात् आमामाम् अस्तु जय श्रीराम जय श्रीः